मया जन्मस्थानं तेन्द्वै कलाग्रामे अयोध्यामण्डले उत्तरप्रदेशे अस्ति प्राथमिकीशिक्षा ग्रामीणदेशेषु प्राप्तवान् दशमकक्षातः द्वादशकक्षापर्यन्तं शिक्षा आजुंगड्मण्डले अभवत् तदुपरन्तम् अहं डेहली आगतवान् देहली विश्वविद्यालयतः अहं स्नातकपरीक्षाम् उत्तीर्णः तत्रत्य परा स्नातकपरीक्षा संस्कृतविषयाधारेण कृत्वा एतत् परन्तम् अहम् आयुर्वेदिकक्षेत्रे शिक्षा प्राप्तवान् स्रीलालबाहादूरशास्त्री निस्तल संस्कृतविश्वविद्यालयतः अहम् आचार्य एवं विद्यावारिधिम् उपाधिं प्राप्तवान् विगत त्रयोदशवर्षेभ्यः केन्द्रीयसंस्कृतविश्वविद्यालयस्य विद्यालयस्य विभिन्नपरिसरे साहाय्यकाचार्यरूपेण कार्यम् कृत्वा अस्मिन् समये जैपुर् परिसरे जैपुर् परिसरस्य ज्योतिषविभागे कार्यरतो अस्मि